कार्ये कदाचित् दोषः स्खालित्यं वा अभवत् तद्विषये मम ज्येष्ठान् अहं पृष्ट्वा समीकृतवती तत्र यदा यत् कार्यं कर्त्तव्यम् आसीत् तस्मिन् समये आलस्यवशात् वा अथवा जाड्यवशात् वा मया कार्यं न ज्ञा समी सम्यक् न कृतम् कदाचित् अज्ञानवशात् अपि तत्र स्खालित्यं जातं जातं तत्सर्वं मया मम ज्येष्ठान् पृष्ट्वा समीकृत मया समीकृतम् एवं कदाचित् भवति चेत् अहं मम ज्येष्ठान् पृष्ट्वा कथं परिहारः कर्त्तव्यः तस्य इति पृष्ट्वा जानामि एवम् अग्रे दोषः कथं न भवेत् इति ज्ञात्वा अग्रे तं दोषम् अकृत्वा भवितुं प्रयत्नं कृतवती